मम फ़्लिप्कार्ट्तः फ़स्ट् प्राडक्ट् ऊरुकमासीत् तदपि सम्यक् आसीत् वस्त्रं वस् वस्त्रमपि तस्य सम्यक् अस्ति वर्णः वर्णः अपि कृष्णवर्णीयः आसीत् अतः प्लेन् ब्लाक् वर्तते सम्यक् आसीत् तस्य शुल्कमपि न्यूनं न्यूनं शुल्कमपि न्यूनम् आसीत् तत्र सम्यक् ऊरुकमासीत् अद्यापि चलति तत्